सजीवव्यक्तिम् आदृत्य कदाचित् चित्रणीयमिति कक्षायाम् उपविश्य अस्माकं शिक्षकस्य एव चित्रं चित्रितम् आसीत् तदपि यः चित्रं चित्रकलां पाठयति स एव शिक्षकः आसीत् किन्तु मुखप्रयान्तम् आगतं मुखे नेत्रं पुनः तस्य केशविन्यासः तत्र द्वयम् अहं चित्रितुं न श्क्तवती यतः प्राधान्यं तदेव अस्ति केशविन्यासः यः अस्ति सः गतः चेत् चित्रस्य पूर्णभावः एव अपगच्छति तत्र एकम् अनन्तरं तु नेत्रस्य समस्या भवति सर्वदा दृष्टि कुत्र स्थापनीया एकं तु तस्य दृष्टिः कथं भवति इति वयं ज्ञातुं न शक्नुमः यतः सः एकत्र उपविष्टवान् न भवति इतस्ततः अटन् भवति तेन कारणेन अहं तथा अनन्तरं प्रयत्नं न कृतवती